मम ग्रामिणसमुदायस्य संस्कृतिषु हा नृत्यस्य महत्त्वम् अस्ति वयं सर्वे ज्ञातं यत् डेन्सिङ्ग् एकं विनोदमस्ति विनोदं नाम विनोदं स् सर्वे अपि विनोदाः आनन्ददायकाः एव प्रत्येकमनुष्याणां कृते एवं रीत्या नृत्य नृत्यस्य नृत्यं विनोदं यस्य तेषां कृते नृत्यम् अत्यन्तम् आनन्ददायकाः भवति तेषां कृते अतैव नृत्यं नृत्यस्य महत्वम् अत्यन्तम् उत्तमम् एव अत्यन्तमहनीयमेव जनाः कथं तस्मात् आनन्दं लभते इत्यस्य उत्तरमेव मया पूर्वमुक्तं यत् नृत्यम् अधः नृत्तेन अस्माकम् भावाः अस्माकम् अनुभवाः अस्माकम् इमोशन्स् सर्वे प्रकटयितुं नृत्येन शक्यते अत एव नृत्यम् कर्तुं तद्वारा सर्वेषाम् आनन्दं लेभन्ते इत्यहं मन्ये अन्येषां विनोद विनोदानां विनोदानां समं नृत्यस्यापि महत्तरं स्थानम् अस्माकं समुदाये अस्ति तत् द्वारा तत् करणद्वारा सर्वे आनन्दं लभते इत्यहम् इत्यपि मम अभिप्रायः भवति